अयि भो संस्कृतप्रणयिनः इदानीं स्वधर्मविषये धर्मशास्त्राणां किं मतं कथं स्वधर्मस्य निश्चयः कुर्यात् एकः अस्मिन् विषये यथामतिः वयं सर्वे मिलित्वा चिन्तनं कुर्मः इदानीं स्वधर्माचरणम् इत्युक्ते अस्माकं भारतीयसंस्कृतौ विशिष्टतया भारतीयधर्मः हिन्दूधर्मः एवं कल्पितः तत्र उद्भूतः वर्तते ये सर्वेषां कृते अपि स्वस्य स्वकीयं स्वकीयधर्मविषये चिन्तनम् अवश्यं करणीयमेव अतः एव भगवद्गीतायां परमात्मा श्रीकृष्णभगवान् उक्तवान् अस्ति स्वधर्मे निधनं श्रेयः परधर्मो भयावहः इति अतः यथा कथञ्चित् अस्माकं प्राणत्यागः भवति चेदपि अस्माकं धर्मं धर्मं तावत् न त्यक्तव्यमिति अस्य पद्यस्य तात्पर्यं भवति इदानीं धर्मविषये तावत् विशेषतया धर्मशास्त्रम् एव एकं शास्त्रम् अनेकेषु शास्त्रेषु धर्मशास्त्रमपि एकम् उ उक्तमस्ति निर्णयसिन्धुः इति धर्मविषये तत् विशेषस्य विवरणं करोति अतः सर्वेषु महाविद्यालयेषु अपि धर्मशास्त्रविषये अपि शैक्षणिकसंस्थासु नाम संस्कृतमहाविद्यालयेषु स्वधर्मविषये सम्यक् ज्ञानं भवतु सर्वेषां हिन्दूनां कृते इति तत्र तदपि शास्त्रम् एकम् अध्ययनाय स्थापितमस्ति किन्तु वयं स्वधर्माचरणसन्दर्भे अस्माभिः अस्माकं मनोनिश्चयः अतीव गभीरः भवेत् यथा कथञ्चिद् कुत्र यत्र कुत्रापि वा गच्छामः गच्छामः तत्र अस्माकं धर्मस्य त्यागः न करणीयः इदानीम् अस्मिन् विषये एकः विषयः भवति केचन अतीव धर्मनिष्ठाः तत् तत्र विमानादिषु गमनसमये तत्पूर्वं यदि माध्याह्निकं वा सायन्तन ं सन्ध्यावन्दनादिकं तत्र सन्निहितं भवति चेत् तत्रैव विमानस्थाने एव सन्ध्यावन्दनादिकम् आचरन्ति अनेन ज्ञायते स्वधर्मनिष्ठाः कुत्रापि वा गच्छन्तु कथञ्चिद्वा भवन्तु कस्मिन् स्थले वा भवन्तु न त्यजन्ति तादृशधर्मनिष्ठता अस्मासु सर्वत्रापि अवश्यं भवेदित्युक्त्वा अस्मिन् विषये अहं कानिचिद् वाक्यानि उक्त्वा विरमामि